गतसप्ताहे दशमदिनाङ्के आं कण्णूरतः एर्नागुळं प्रति एकं केब् बुक् कृतवान् आसं तद् केब् ड्रैवर् बहु समीचीनः सम्यक् तस्य परिचरणं सम्यक् कृतवान् आसीत् सः अस्मिन् पर्यायेऽपि मम अन्यत्र गमनम् अस्ति अतः भवन्तः तमेव पुनः कण्णूर्तः अराळुगमनं प्रति तमेव केब् ड्रैवर् रूपेण यच्छन्तु इति प्रार्थयामि